मम इष्टतमं पुस्तकं व्याकरणस्य पुस्तकं भवति तत्र वैयाकरणसिद्धान्तकौमुदी मम इष्टतमं पुस्तकं अस् विद्यते अथ च वाक्यपदीयं मम इष्टतमं पुस्तकं विद्यते यतोहि वैयाकरणसिद्धान्तकौमुदीग्रन्थः प्रक्रियाग्रन्थः अथ च वाक्यपदीयग्रन्थः दार्शनिकः ग्रन्थः विद्यते अतः उभयत्र तावत् मम रुचिः विद्यते अतः उभयमपि पुस्तकं मम इष्टतमं पुस्तकं विद्यते अथ च चलच्चित्रेषु एकं चलच्चित्रम् अस्ति नदिया के पार् इति हिन्द्याम् एकं चलच्चित्रं बिद्यते तत् चलच्चित्रं तावत् होलिकोत्सवम् आदाय विद्यते अतः तथा च तत्र पारिवारिकं चलच्चित्रं तद् विद्यते नदिया के पार् इति चलच्चित्रम् अतः तत् चलच्चित्रमपि वयं पश्यामः तत्र सचिनः इति नामकः कश्चन अभिनेता विद्यते येन सम्यक् तावत् अभिनयः तत्र तस्मिन् चलच्चित्रे कृतो विद्यते